षडशीत्यधिकं नवदशतमवर्षस्य जून् मासस्य प्रथमः दिनाङ्कः सप्तशतं सप्त सप्ताशीत्यधिकनवदशतमवर्षस्य जून् मासस्य दशमः दिनाङ्कः नवतिः नवविंशतितमवर्षस्य जनवरी मासस्य दशमः दिनाङ्कः द्वादशाधिकद्विसहस्रतमवर्षस्य जून् मासस्य नव नवविंशतिदिनाङ्कः चतुर्दशाधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य एकविंशतिः दिनाङ्कः